द्विसहस्रतमवर्षस्य पर्वरी मासस्य द्वितीया दिनाङ्कः द्व्याधिक द्विसहस्रतम वर्षस्य मार्च् मासस्य पञ्चमदिनाङ्कः पञ्चाधिक द्विसहस्रतमवर्षस्य अप्रिल् मासस्य षोडश दिनाङ्कः दशाधिक द्वि सहस्रवर्षस्य अक्टोबर् मासस्य तृतीयः दिनाङ्कः द्वाविंशति अधिक द्विसहस्रतमवर्षस्य दिसम्बर् मासस्य अष्टविंशः दिनाङ्कः